पशुपालनं भारतीयानां कृषकाणां जीवनेन सह संयुक्तं वर्तते पशुपालनेन सह अस्माभिः सस्येभ्यः तथा वृक्षेभ्यः आवश्यकवस्तूनां गोमयादीनां च वितरणं कर्तुं वयं शक्नुमः तथैव पशुपालनेन सह क्षीरं दधि घृतं नवनीतादिविक्रयणमपि भवितुं शक्यन्ते क्षीरं न केवलं क्षीररूपेण तथापि क्षीरम् इदानीन्तनं नूतनानां वस्तूनां रूपेण पन्नीर् अथवा चीस् इत्यादिरूपेण अपि वयं विक्रेतुं शक्नुमः पशुपालनेन अस्माकं मानसिकशान्तिः लभ्यते मानकं मानसिकशान्तिम् अन्विष्यमाणाः वयम् अन्यत्र गच्छामः किन्तु यदि गृहे पशवः भवन्ति तर्हि अस्माभिः गृहे एव शान्तताम् अनुभवितुं शक्यते पशुपालनेन सह गृहोपयोगीवस्तूनामपि निर्माणं कर्तुं शक्नुमः यथा गोमयेन दीपाः गोमयेन अनिलं यदागच्छति तेन च पाकम् इत्येवं बहुविधाः उपयोगाः पशुपालनेन सिध्यन्ति